हरये नमः नमस्ते तत्र कार् अस्माकं कार् व्यवहारः खलु भवतां मम मया तु एकं कार् दत्तं आसीत् चतुष्चक्रवाहनं भवतामपि ह्यः ह्यः ह्यः एव स्वीकृतं मया रक्तवर्णं रक्तवर्णम् आसीत् रक्तवर्णम् आसीत् नैव मया यत् यदा स्वीकृतं तदा भवता एव स्वीकृतम् आसीत् भवान् एव मया यत् रूप्यकाणि अपि भवता एव स्वीकृतम् आसीत् रक्तवर्णं आम् आम् आम् तावदेव तत् अत्र सम्यक् न भवति खलु आम् स्वीकरण स्वीकरण समये स्वीकरण समये सम्यगासीत् गृह गृहस्य गमनमध्ये एव तस्य सम्पूर्णतया वेगं नासीत् आम् तस्य ब्रेक् इत्यादिकम् सर्वमपि चूर्णीकृतम् आसीत् कुतः अत्र यदा यदा भवतां वर्क् भवतु कर्मचारीनाम् विषये भवता द्रष्टव्यम् आसीत् खलु यदा समयः समयः बहु आसीत् मया तु विंशत्यधिकदिनं पर्यन्तं भवतां एव दत्तमासीत् विंशतिदिने श दिने दिनानि स्वीकुर्वन्ति परन्तु सम्यक् कर्म तु न कर्तुं कृतवन्तः भवन्तः आम् अद्य अद्य अहं डेल्लीनगरं गन्तुम् आसीत् तत् सर्वमपि केन्सेल् अभूत् किं कर्वं भवतः अन्यं वाहनं किमपि अस्माकं व्यवस्था क्रियते वा यतः अहम् अहं इतः इदानीं गृह गृहे एव वसामि यतः बहिर्गन्तुं वाहनम् एव सम्यक् नास्ति चालनं भवति परन्तु तस्य ब्रेकादिकम् एव सम्यग्तया नास्ति यदि यत्कोपि तत्र मृतः चेत् भवतु वदन्तु

भवतु किमपि व्यवस्थां कुर्वन्तु यतः भवतां विषये यत् सम्यक् आसीत् तत्सर्वमपि नष्टो भवति खलु व्यापारः भवतां अभिवृद्धिः भवेद्वा न वा आम् कुतः नूतनकारेव एकं सर्वीस् प्रथम सर्वीस् तत् प्रथम सर्विस् मध्ये एव यथा तथा भवति चेत् किं कर्तव्यम् मया

भवतु भवतु एकं प्रेषयतु एकं प्रेषयतु आं आं भवतु भवतु भवतु